आं नृत्यस्पर्धामध्ये अहं भागं स्वीकृतवती किन्तु तदा तु अहं बालिका आसम् विद्यालये आसं विद्यालये मम तथा बहु किं वक्तव्यम् उत्सुका आसं वयम् अहं बहु उत्सुका आसम् एतद् लोकनृत्यं भवति खलु अहम् कर्नाटकीया अस्मि लोकनृत्यं भवति तत्र लोकनृत्ये अहं बहुभागं स्वीकृतवती कोलाटा इति भवति दाण्डिया इति वदामः खलु दाण्डिया भवति तदपि मां बहु रोचते अहं सर्वदा बाल्यकाले अपि बहु तथा स्वीकृतवती भागम् अनन्तरम् इदानीमपि भागं तथा न स्वीकरोमि भागं स्वीकरोमि किञ्चित् स्पर्धामध्ये न गच्छामि अत्र नवरात्रि उत्सवः भवति अस्माकम् अस्माकं धन्यवादः अस्माकं गृहस्य समीपे अपि तथा बहु नृत्यकार्यक्रमाः भवन्ति तत्र अहं गच्छामि पश्यामि अनन्तरं तत्र किञ्चित् भागमपि स्वीकरोमि नवरात्रिमध्ये तु दाण्डिया बहु क्रीडामः वयम् अनन्तरं यदा अस्माकं तथा तु वक्तुं शक्यते वा न एतद् नृत्यम् इति किन्तु पार्टीस् भवन्ति खलु जन्मदिनस्य अनन्तरम् एवमेव विवाहसङ्गीतकार्यक्रमे तथा तु बहु भवति अस्माकं कुटुम्बे अपि वयं सर्वे मिलित्वा तथा यदा विवाहकार्यक्रमः भवति तदापि बहु नृत्यं वयं कुर्मः तत्तु स्पर्धा इति न भवति किन्तु वयं सर्वे मिलित्वा बहु मजा कुर्मः यदा नृत्यं कुर्मः मनस्सह मनः बहु शान्तः भवति शान्तः इत्युक्ते प्रशान्तः एकं भिन्नरीत्या एव मनसि भावनां भवति पूर्ण शरीरः लघु भवति अनन्तरम् एक्ससैस् तु भवति एव किन्तु शरीरस्य एक्ससैस् अपेक्षया मनः बहु उत्साहितः भवति किमपि तथा टेन्शन् भवति चेत् अनन्तरं मनः अशान्तः भवति चेत् तत्तु न नर्तनमूलकं वयं तथा कर्तुं शक्यते तदेव इदानीं मम मनसि तथा बहु आगच्छति बालाः अपि एतत्तु एवमेव नृत्यमिति वयं वदामः किन्तु शास्त्रीयं नृत्यं भरतनाट्यम् अनन्तरं किं भवति केरलीयाः कुर्वन्ति तेषां भिन्नाः अस्ति अनन्तरं बङ्गाल्मध्ये भवन्ति तेषां तेषामपि नृत्यं भिन्नम् अस्ति तदा सर्वे तदा नृत्यमध्ये किञ्चित् एक्स्पीरियन्स् एक्स्पीरियन्स् इति न भागं स्वीकुर्मः चेत् वयं बहु उत्तमरीत्या अस्माकम् शरीरस्य तथा एव मानसिकं मानसिकस्थितिः अपि सम्यक्रीत्या स्थापयितुं शक्यते एव इति अहं वक्तुम् इच्छामि नृत्यं तु सत्यं बहु बहु रोचते माम्